शाकानाम् उपस्कराणाञ्च मूल्यानि वर्धितानि वर्तते मूल्यानि वर्धितानि वर्तन्ते तत्र साधारणैः महत्कष्टम् अनुभूयते इदानीमेव दृष्टं यत् रक्त रक्ताङ्गकं यत् टमाटर् टेमेटो वा इति कथ्यते तस्य मूल्यं कियत् जातं किञ्च शाकानां शुद्धिः नास्ति अनेके तादृशाः पदार्थाः तत्र क्षेत्रेषु योज्यन्ते यस्मात् कारणात् शाकस्य यः आस्वादः वर्तते स लुप्तः इव वर्तते तत्र शाकं केचित् आन्लैन् लैन् माध्यमेन क्रीणन्ति तत्रापि मया अनुभूतं कदाचित् सामग्री या प्रेष्यते तत्र उत्कृष्टताऽपि भवति एवञ्च अपकृष्टताऽपि भवति कदाचित्तु तत्र बन्धनं यत् सा या सामग्री प्रेष्यते तस्याः बन्धनं सम्यक् न भवति तस्मात् कारणात् मध्ये तस्य तस्याः सामग्र्याः भङ्गः भवति अतः आन्लैन् शापिङ्ग् सम्यक् तु अस्ति तत्र समयस्य उपयोगः भवति अन्यस्य कृते अपि जीविका लभ्यते